दिनाङ्कः द्वयं षट्त्रिंशत्युत्तरद्विशत द्विशतं दिनाङ्कः त्रयं षष्टमासः द्वि त्रिंशत्युत्तरद्विसहस्रं चत्वारि त्रिंशत् षष्टमासः त्रिंशत्युत्तरद्विसहस्रं सप्त षष्ट षष्टमासः त्रिंशत्युत्तरद्विसहस्रं अष्ट षण्मासः त्रिंशत्युत्तर ए त्रिंशत्युत्तरद्विसहस्रं